दक्षिणभारते अत्यन्तमुख्यानि पर्वाणि सङ्क्रान्तिः अस्ति दसरा अस्ति दीपावलिः अस्ति उगादी अपि अस्ति किन्तु उत्तरभारते दसरा अत्यन्तं मुख्यं पर्वम् किन्तु रामनवमी अपि रामनवमी एव भारते अपि मुख्यं पर्वम् तानि कथम् आचर्यन्ते इति सङ्क्रान्तिविषये त्रयः त्रीणि दिनानि अभवत् दक्षिणभारते प्रथमदिने सूर्यस्य उपासना पोङ्गल् इति पक्त्वा सर्वाणि सर्वे अपि खादन्ति अनन्तरं द्वितीयदिने म् मह् मकरसङ्क्रान्तिः अस्ति तस्मिन् दिने अपि सर्वाणि मधुराणि पक्त्वा सर्वे खादन्ति कुटुम्ब सभ्याः सर्वे अपि एकत्र एकत्र आगत्य सन्तोषेन कालं यापयति अनन्तरं त्रयः तृतीयदिने तृतीयदिने गोपूजापि कुर्वन्ति जनाः इति सङ्क्रान्तिविषये अनन्तरं रामनवमी विषये गृहे विशेषेण न भवति किमपि किन्तु देवालये श्रीरामः न नवमी सन्दर्भेन कल्याणं सीतारामकल्याणं भवति तत्र सर्वे अपि भागं स्वीकृत्य अति वैभवेन कल्याणं कारयति अनन्तरं दसराविषये अपि तथा एव गृहे कानिचन कानिचन जनाः केचन जनाः गोलु हा समूहः पत् प्रतिमा हा प्रतिमा बहवः प्रतिमाः स्थापयन्ति प्रदर्शनमपि कुर्वन्ति तत् द्रष्टुं बहु उत्तमं भवति सन्तोषमपि भवति दक्षिणभारते आन्ध्र प्रदेशः राष्ट्रे सङ्क्रान्तिः समये अपि तथा एव कुर्मः किन्तु अत्र तेलङ्गाणामध्ये अथवा तमिल्नाडुः कर्नाटकमध्ये केवलं दसरा नवरात्रिसमये एव तथा कुर्वन्ति अनन्तरं दीपावलिः सर्वं जानन्ति खलु सर्वे वयं सर्वे जानन्ति लक्ष्मीपूजां कृत्वा गणपतीपूजां कृत्वा दीपं कार्तिकमासम् आरम्भम् अतः दीपाल् दीपाः प्रज्जल् प्रज्वाल्य मिष्टकानि पक्वा बहु सम्यक् खादित्वा सर्वाणि अपि काचित् क्राकर्स् अपि क्राकर्स् अपि स्फोटयन्ति स्फोटयन्ति तदेव तदेव भवति